भारतीयपरम्परायां पुराणानां स्थानं भवति बहु उन्नतं स्थानं यतः पुराणशब्दस्य एव अर्थः तत्र व्यासेन कथितं पुरा अपि नवं पुराणमिति यत् प्राचीनमपि बहु प्राक्तनमपि तत्तु नवीनमेव समेषामपि जगति यत् संसारचक्रे मग्नानां जनानां विषये यत् पुराणशास्त्रेषु यत् कथाः अस्माभिः शृण्वन्ते तावत्यः कथाः अस्माकं भारते निवासमूलभूतानां जनानाम् अपि मूलनिवासिनामपि जनानां कथाः तत्र अस्माभिः दरीदृश्यन्ते अतः संस्कृतसाहित्ये यत् पुराणानाम् एवं भारतीयशास्त्रे अपि भारतीयजीवनपद्धत्यामपि तावत् यत् महत्त्वं पुराणानां लभ्यते न न अन्यासां कथानाम् अन्यासां शास्त्राणाम् अपि न विद्यते यतः सर्वैरपि भागवतादिपुराणानां प्रवचनादिकं कारयति यतः भागवतादिपुराणानां अध्ययनेन अस्माकं यत् मनसः मनः मनसः मनसः अभीष्टं भवति तत्तावत् अभीष्टं न अन्यासाम् अध्यनेन भवति अतः पुरा अपि नवं पुराणमिति पुराणस्य न विषयेषु ज्ञायते अतः पुराणेन सर्वार्थान् लभ्यते नरः